अन्धविश्वासः नाम पूर्वं केचन दोषाः भवन्ति तेषां दोषाणाम् अपनोदनायाः उपायं प्रकटीकृत्य तेन उपायेन दोषाणां परिमार्जनं कर्तुं कश्चन उपायं ते आद्रीयन्ते तमेव उपायं अयं विश्वासः अथवा अयं संस्कृतिः अयम् आचरणम् इति मत्वा दोषः अस्ति वा न वा

न विचिन्त्येव यत् कार्यं क्रियते सः अन्धविश्वासः इति उच्यते तादृशेषु अन्ध विश्वासेषु विश्वासेषु बहवः विचाराः सन्ति तत्र कस्यचन गृहे मार्जालः एकः आसीत् सः देवकार्येषु पितृकार्येषु विघ्नम् उत्पादयति स्म अतः तं मार्जालं क्वचित् कोणे संस्थापितवन्तः काले गते सः मार्जालः मृतः तेषां अग्रीम पुत्राः ते देवकार्ये पितृकार्ये अस्माकं पितरः मार्जालं प्रकोष्ठे स्थापयन्ति स्म अतः वयमपि मार्जालम् आनीय प्रकोष्ठे स्थापयामः इति यः विश्वासः सः अन्धविश्वासः इति उच्यते सः परिमार्जनीयः